इदानीं मार्गशीर्षमासे ब्राह्ममुहूर्ते आराधनं पूजाविधानं भगवत् पूजाविधानम् उत्कृष्टम् इति पुण्यं पुण्यदायकम् इति उच्यते तदानीं तत्र निवेदनार्थं पोङ्गल् इति एकम् अन्नं क्रियते नाम भो भोजनार्हं भवति नाम तण्डुलेनैव पच्यते तण्डुलेन सह मु मुद्गसूपः मिश्रणं मुद्गसूपान् मिश्रीकृत्य पा पचनं क्रियते कृत्वा यदा तत्र तेषां तत्र अतीव आक्रोषः भवति तदानीं किञ्चित् सम्भाराः अपि तत्र चीरकं ला लघु मरीचिका ह्म् इत्यादिकं तत्र क्षिप्यते अनन्तरं पक्वानन्तरम् अधश्रयणङ्कृत्वा ह् तत्र आज्यं यथेष्टं तत्र क्षिप्यते अनन्तरं तत्र सूपोपि सूपः नाम खाजु सूपः तत्र आज्येन नाम किञ्चित् निर्वापं कृत्वा तत्र क्षिप्यते अतीवभोग्यं भवति हा यदि तत्रैव तत्र छीरकं लघुमरीचिकां विना गुडं क्षिप्यते अथवा रसखण्डः क्षिप्यते तदानीं तत् शर्करपोङ्गल् इत्युच्यते तत्रापि क्रमः अयमेव हा पोङ्गल् इत्युक्ते यथा तत्र पचनक्रमः तथैव अतः अस्यापि शर्करपोङ्गल् इत्युच्यते नाम गुडान्नं तत् मुद्गान्नं भवति पोङ्गल् इदन्तु गुडान्नं भवति ह्म् अतीव भोग्यं भवति ये मधुरप्रियाः भवन्ति तेषान्तु अतीव तत् भोग्यं वस्तु तत् हा केचन मुद्गं गुडान्नं मुद्गान्नं च उभयमपि मिलित्वा मिलित्वा खादन्ति नाम प्रथमाकवलं नाम मुद्गान्नम् अनन्तरं गुडान्नम् अनन्तरं मुद्गान्नम् अनन्तरं गुडान्नम् इत्येवं तत्र गुडान्नस्य मुद्गान्नस्य च उपयोगः क्रियते चेत् तत्र अतीव तृप्तिर्जायते भोजनेन ह्म् आकण्ठं भुक्त्वा सम्यक् तेषां तत्र किं भवति शरीरेपि उत्साहः जायते हा उत्सवे उत्सवेषु क्रियमाणेन मुद्गान्नादि वा वस्तुना अस्माकमपि तत्र महान् उत्साहः जायते एवम् अन्येपि बहवः खाद्याः निर्मीयन्ते हा एवं दध्यन्नम् इति हा सामान्यपक्वमेव भवति अन्नं निर्माय तत्र सम्भारान् क्षित्वा दधि मिश्रीक्रियते तत् एव कृष्णनिम्बपत्रं क्षिप्यते ला लवणमपि क्षिप्यते अनन्तरं तत्र दधि मिश्रीकृत्य दध्यन्नम् इति अतीव खाद्यन्तु सर्वेषाम् अभिमतमेव भवति ह्म् एवं तत्र खाद्यं दध्यन्नम् अनन्तरं तिन्त्रिणीहोरा इत्युच्यते तन्त्रिणीहोरा इत्युक्ते प्रथमम् अन्नं निर्माय तदनन्तरं बहूनि वस्तूनि नाम सम्भारान् तत् सूपादिकं स्वीकृत्य पात्रे निक्षिप्य तत्र तिलतैलं किञ्चित् निक्षिप्य निर्वापः कर्तव्यः अनन्तरं तथैव तिन्त्रिणी जलेन तत्र मर्दनं कृत्वा तिन्त्रिणीजलस्य तत्र क्षेपणं कर्तव्यं पात्रे किञ्चित् कालं तत्र पचनं भवति तदनन्तरं ततः अधश्रयणङ्कृत्वा एतेन पूर्वं निर्मितम् अन्नं तत्र मिश्रीकरणं ह्म् तत्रापि कानिचन वस्तूनि ह्म् तत्र चणक सूपः हा चणकसूपस्य क्षेपणम् एवं तत्र तिलतैलस्य वे किञ्चित् पुनः मिश्रीकरणम् एवं हरिद्राचूर्णस्य मिश्रीकरणम् एवं योग्यं वस्तु तत्र सम्प्रदायः अस्ति हा पाचकसम्प्रदायः तद् रीत्या तत्र क्रियते चेत् पुलिहोरा इति उच्यते हा अतीव समीचीनं भवति यदि भुज्यते तदानीं क्षुण्णवृत्तिर्भवति अतीव गन्धपूर्णं वस्तु तत् हा वा गन्धस्य आघ्राणनेनैव तादृशवस्तुनः गन्धस्य आघ्राणनेनैव ओ भोक्तव्यं भोक्तव्यम् इति मा मशा इच्छा जायते हा नाम इच्छा जायते इति मात्रं न तत् पोलिहोरा भोजनेन विना स्थातुमेव न शक्यते तथा अस्माकं स्थितिर्भवति तादृशी इच्छा जायते तादृशं खाद्यं भवति पुलिहोरा हा एवं उत्सवेषु बहूनि खाद्यानि निर्मीयन्ते तत्र इदानीं व्यञ्जनमपि निर्मीयते व्यञ्जनं बहु बहूप्रकारेण व्यञ्जननिर्माणं तु वर्तते हा गृहे तु वयम् उत्सवादिषु वयं कुर्मः एतावता अद्य खाद्यवस्तूनां सेवनम् अस्माकं तु रू रुचिकरं भवति इत्यत्र न संशयः अतः तदेव सेवनं युक्तम् इति मन्ये